नमस्ते सुप्रभा रेस्टोरेण्ट् अहम् अद्य मम मित्रस्य विवाहवार्षिकोत्सवम् उपलक्ष्य तस्य गृहे मेलनार्थं भोजनव्यवस्थां भवतां होटेल् तः कर्तुम् इच्छामि अतः विंशतिजनानां कृते चत्वारिंशत् रोटिका दश बिर्यानि आर्डर् स्थापयामि तस्य विलासः गृहसंख्या चत्वा चतुःपञ्चाशत् मारुतिवीथिका उडुपि